मम अत्यन्त इष्टा क्रीडा क्रिकेट् अस्ति यतः तस्मिन् एकादश जनाः एकस्मिन् पक्षतः तथा च अपरस्मिन् पक्षतः अपि एकादश जनाः युगपत् क्रीडन्तः भवन्ति तथा च एकस्मिन् काले बहूनां जनानाम् एकतन्त्रेन टीम् वर्क् द्वारा एषा क्रीडा क्रीड्यते तथा च मया अपि बाल्यकाले बालकाल्ये बाल्ये बाऽऽल्य काले एषा क्रीडा क्रीडिता वर्तते अतः बाऽल्यकालस्य स्मरनमपि एऽऽनां क्रीडां यदा पश्यामि तदा जायते तथा च अस्यां क्रीडायां ये क्रीडकाः सन्ति प्लेयर्स सन्ति ते अपि व्य वैयक्तिकरूपेन सम्यक् जनाः सज्जनाः सन्ति तस्मादपि अस्मिन् अस्यां क्रीडायां मदीया विशेषा रुचिर्वर्तते